संस्कृतभाष् संस्कृतसम्भाषणे प्रतिनित्यम् उपयुज्यमानाः वचो विच्चित्तयः उत अथवा पङ्क्तयः स्मरामि चेत् तत्र संस्कृतसम्भाषणविषये सम्भाषणवेलायां यानि यानि वाक्यानि वयं वदामः तच्चेत् तत्र आये दुःखं व्यये दुःखं इत्यस्ति आये दुःखं व्यये दुःखं नाम धनस्य आगमने धनसम्पादने कष्टं भवति अनन्तरं रक्षणार्थमपि कष्टं भविष्यति तस्मात् आये दुःखं व्यये दुःखं इति अनन्तरं शङ्कराचार्याणां वाक्यान् पुनरपि जननं पुनरपि मरणं कश्चित् गृहे एकः मृतः अस्ति तदानीं सर्वे वदन्ति पुनरपि जननं पुनरपि मरणं ततः शु मा शोचयतु इति समाधानं कुर्वन्ति खलु तत्र